छात्रवृत्तिः यां वृत्तिं छात्राः प्राप्नुवन्ति पाठशालामध्ये प्राप्नुवन्ति दशमकक्षायां प्राप्नुवन्ति बा द्वादशकक्षायामपि प्राप्नुवन्ति तत्पश्चात् ते स्नातकपरीक्षा उत्तीर्णाः भवन्ति तदा अपि प्राप्नुवन्ति तत् तत्पश्चात् तत्र तु यदा ज छात्राः किं वदामः स्नातकपरीक्षाम् उत्तीर्ण भव् उत्तिर्णः भवति तदा तु ते भिन्नभिन्नां छा छात्रवृत्तिं प्राप्नुवन्ति ता तत् छात्रवृत्तिं प्राप्य ते उच्चशिक्षणं स्वीकुर्वन्ति स्वीकरोतु तत्पश्चात् ते ये जनाः किं वदामः आर्थिकं यने एकोनामिकलि सक्षमः नास्ति तस्य कृते तु बेङ्क् द्वारा अपि छात्रवृत्तेः योजना अस्ति ते तत्र स्वछात्रवृत्तिं स्वीकृत्य विदेशे अपि गन्तुं शक्नोति तत्रापि प्र पठितुं शक्नोति यदि ते तस्य योग्यप्रकारेण विनिमयं करोति वोग् योग्यप्रकारेण तस्य चिन्तनं करोति तर्हि ते तस्य ते तस्याः तस्यां यत् किं वदामः गोल् अस्ति तत् निश्चयेन प्राप्तुं शक्नोति महिलाछात्राणां कृते तु शिक्षणमध्ये शे शिक्षणं यदा ते शिक्षणं प्राप्नुवन्ति तदा तु कां किं वदामः श् फ़ीस् शिक्षणं फ़ीस् अपि नास्ति यावद् छात् स्नातकपरीक्षा भविष्यति यदि ते उत्तम अङ्कानि प्राप्नुवन्ति तर्हि तत्र ते भिन्नभिन्नछात्राः शिष्यवृत्तिं प्राप्नुवन्ति स्नातकपरीक्षा उत्तीर्णा भवेत् तर्हि ते सीवनकला इति अस्ति स्टीचिङ्ग् वा सङ्गणकप्रट् पठनम् आधुनिककाले तु सङ्गणकम् इति बहु एवं महत्त्वपूर्णं साधनम् अस्ति तस्यापि प्रशिक्षणं प्राप्नुवन्ति तस्य तस्य कृते अपि छात्रः छात्राणां कृते शिश् शिष्यवृत्तिः अस्ति लघुं लघुं का व्यवसायं यदि ते गृहे एव स्थित्वा कर्तुम् इच्छन्ति तर्हि अपि तत्र ते तस्यां कृते छात्रवृत्तिं सर्वकारः केन्द्रसर्वकारः ते दास्यन्ति राज्यसर्कारः अपि दास्यति एवं प्रकारेण महिलानां कृते बहूत् प्रकारेण छात्रवृत्तिः भविष्यति